वेदानाम् अध्ययने शिक्षाशास्त्रस्य महत्त्वं विद्यते किमर्थं चेत् शिक्षाशास्त्रम् उच्चारणं विधिपूर्वकशास्त्रं नाम वेदविहितस्वरे कम् कथम् उच्चारणं करणीयम् इति शिक्षाशास्त्रं सूचयति अतः शिक्षाशास्त्रस्य अध्ययनम् अवश्यमेव उदाहरणार्थं पीताम्बरः इति वेदे वर्तते स्व पीताम्बरमिति पदं बहुव्रीहिसमासे कृते एकमर्थः लभ्यते कर्मधारयसमासे कृते एकमर्थः क्रियते तस्य समासद्वयद्वारा समासद्वारा समास विधिना स्वरव्यत्यासो भवति तस्य स्वरव्यत्यासे सति अर्थव्यत्यासः जायते अतः वेदानामध्ययने शिक्षाशास्त्रस्य अध्ययनम् अवश्यं भवति तस्य न अध्ययनेन दोषाय कल्प्यते